प्लीस् टेल् द नेगेटिव् एक्सपिरियन्स् यु ह्याड् वित् यु हेड् वित् युवर् सेकेण्ड् प्रोडक्ट् मया अधुना तावदेव ब्रास्लेट् इति स्वीकृतं हस्ते बद्धितुं तत्तु सम्यक् एव नास्ति पूर् दूरतः पर्वतो रम्यः इव दूरात् बहु सम्यकासीत् किन्तु यदा क्रीतं यदा हस्ते धृतं किञ्चिदपि सम्यक् न भासितम् इष्टमपि न जातं तस्य नेगेटिव् तत्र तद् तावत् सम्यकपि नासीत् सो इष्टं न जातम्